अहं वीणावादनं वादयामि प्रतिदिनं अभ्यासं करोमि यदि सङ्गीतज्ञानम् अस्ति चेत् वीणावादनं सुलभमेव अतः अहं वीणा वादनं सुलभेन करोमि वर्णं कीर्तनं पर्यन्तम् अहं वादयामि